आकाशवाण्यां मम प्रियः कार्यक्रमः सङ्गीतविषये अहं न बहूनि श्रुणोमि सङ्गीतविषये युवाकलासङ्गीतकार्यक्रममस्ति अनन्तरम् सङ्गीतअभ्यासकार्यक्रमम् अस्ति एतद्विषयाः अहं बहूनि श्रुणोमि दूरदर्शनकार्यक्रमस्य मम प्रियः कार्यक्रमः इत्युक्ते अनन्तरं सङ्गीतविषयः भवति क्विस् विषयः एव अनन्तरं पाकं पाकं कर्तुम् टिप्स् अस्ति पाकं कृत्वा अपि टिप्स् अस्ति तत् कार्यक्रमः मम बहु रोचते मह्यं बहु रोचते एतत् कार्यक्रमाः अहं बहु श्रुणोमि